बाल्ये यदा अहं प्रायः तृतीयचतुर्थकक्षायाम् आसम् कन्नडभाषायाम् अङ्काः न्यूनाः भवन्ति स्म पठने लेखने च बहु कष्टम् अनुभवामि स्म भाषा तु मुखे आसीत् परं लेखनसमये दोषाः भवन्ति स्म तदा मम मातुः मह्यमेकम् अमरचित्रकथापुस्तकम् आनीय दत्तवती भवान् कथाः बहु इच्छति अतः आनीतवतीति मह्यं तत् पुस्तकं दत्तवती आदौ अहं केवलं चित्राणि पश्यन्त कालं यापयन् आसं यत्र अवगमनं न भवति स्म तत्र किञ्चित् पठितुम् आरब्धवान् एवं मम भाषायां रुचिः वर्धिता मन्दं मन्दम् अहम् एकवर्षाभ्यन्तरे एव सम्यक् पठितुं लेखितुं च समर्थः अभवम् शालायां मम कन्नड्भाषायां मम उत्तम अङ्काः प्राप्ताः तदारभ्य सा रुचिः व्यसनमिव परिवर्तिता प्रतिदिनं किमपि पुस्तकं न पठामि चेत् मनः खिन्नः भवति स्म एषा घटना मम जीवने अविस्मरणीया